किं भोः भवान् एवं करोति चेत् कतिवारं दूरवाणी करणीया भवति पूर्वमेव निश्चितं खलु अस्माभिः एवं गम्यते बहुत्र स्थानं गन्तव्यं भिन्नभिन्नस्थानेषु अटनं कृत्वा प्रत्यागन्तव्यं तत् सर्वम् उक्तं प्रातः एव आगच्छामि एवम् आगच्छामि पञ्चनिमेषात् प्राक् आगच्छामि वयं तु बहुसमयपालकाः वयम् एतज्जानीमः तज्जानीमः एवं बहु किं किम् उक्तवान् भवान् ह्यः अद्य पश्यामश्चेत् कुत्र अस्ति भवान् दूरवाणीम् अपि न उद्धरति एवं करोति चेत् कथं भवति इदं किं कार्यतत्परता इति वदति वा किं वदति भवान् एवमेव भवति चेत् वयं कथं भवन्तं किं विश्वासं कुर्मः भवताम् उपरि कथं भवद्भिः सह अन्यत्र तत्र सर्वत्र गन्तुं शक्नुमः कथम् अस्माकं वस्तूयुतं तत् सर्वं तत् भवतः याने संस्थाप्य वयं गन्तुं शक्नुमः तावत् न ज्ञायते वा कथं तत्र व्यवहारः भवेत् कीदृश परमाणेन कीदृश समये व्यवहारः भवेत् किमपि न ज्ञायते वा भवतां कृते भवन्तः पुनः तत्र एजेन्सी स्थापयन्ति ट्रेवेल् एजेन्सी तत् सर्वं वदन्ति चेत् कथं शक्यते अहं तु बहु खेदकरं भो